शिक्षकाय विद्यालयेषु पाठयितुम् कानिचन वस्तूनि आवश्यकानि सन्ति यथा इदानीम् उदाहरणार्थम् अयं प्रथमतः संस्कृतं पाठयामश्चेत् तदा अकारान्त पदानि आकारान्त पदानि इकारान्त पदानि ईकारान्त पदानि तत्रापि पुल्लिङ्गं नपुंसकलिङ्गं स्त्रीलिङ्गयोः स्त्रीलिङ्गानाम् पदानाम् पृथक् कृत्य पाठनम् इत्यादिकं भवति तत्रापि यदा अकारान्त पुल्लिङ्गं पुल्लिङ्गं पठ पाठयामः तदा चषकः दन्तकूर्चः इत्यादिकं वस्तून् इत्यादीनि वस्तूनि स्वीकृत्य पाठयामश्चेत् तस्य अन्यभाषायाम् वचनं विना एव वाचनं विना एव तस्य अर्थः स्फुरति छात्राणां कृते तस्मात् कारणात् वस्तूनि बहु आवश्यकानि तथैव स्फोरकपत्राणि बहु आवश्यकानि भवन्ति तत्र अहं ते तेनापि वयं पाठयितुं शक्नुमः तत्र चित्रं भवति सर्वेषां चित्राणां सङ्ग्रहणं कुर्मः तेन पाठयितुं शक्नुमः तत्र तेषु कानिषु वस्तूनि न लभ्यमानानि सन्ति इत्युक्ते तत्तु च अव चिन् तया चिन्त्यमानाः विषयाः यतोऽहि शिक्षकस्यः अभिरुचेः अनुसारं सः सङ्गृह्णाति तस्मात् प्रायः सर्वाणि वस्तूनि लभ्यमानानि एव भवन्ति